मह्यं मधुरं खाद्यम् इष्टतमम् यदि गृहीयाः सदस्याः मधुरं खाद्यं मह्यं परिवेषयन्ति तर्हि अत्यन्तम् आनन्दम् अनुभवामि यदि कदाचित् गृहे मधुरं खाद्यं न मिलति तर्हि आपाणाद्वा मधुरम् आनीय सर्वैः जनैः वितीर्य मधुरं खादितुम् इच्छामि विशेषेण कानिचन अपणानि मधुर खाद्यार्थं बहु प्रसिद्धानि दृष्यन्ते उदाहरणार्थं मैसूरुपाक् इति मधुरं खाद्यं मैसूरुनगरे विशेषेण केषुचित् आपणेषु उपलभ्यते तत् प्रसिद्धञ्च एवं विशिष्टानि मधुरखाद्यानि विशिष्टेषु स्थानेषु उपलभ्यन्ते धार्वाड् पे पेडा इति खाद्यं धार्वाडस्य एकस्मिन् आपणे विशेषेण उपलभ्यते एवं स्थानियानी खाद्यानि तत् मधुरखाद्यस्य वैशिष्ट्यम् इतोपि अतिशयं तनोति